हरिः ओम् स्विग्गि जनाः अस्ति वा मम गृहे श्वः पूजा अस्ति एतत् कारणेन अहं किञ्चित् मधुरम् अनन्तरं मिष्टान्नं क्रेतुम् इच्छामि तर्हि वदामि वा किं किं नयामि अहम् शतलड्डुकं शतमोदकम् पञ्चकिलो मिष्टान्नं रसगोलकम् अनन्तरं पञ्चकिलो दधि अनन्तरं घ्रि घी घृतं नेतुमिच्छामि भवद्भिः दास्यते वा अस्तु तर्हि अहं तु बहु किमपि क्रि क्रयामि तर्हि किञ्चित् मूल्यं न्यूनं कर्तुं शक्यते वा यदि शक्यते तर्हि किञ्चित् मूल्यं न्यूनं करोतु भोः इत्

आम् आं भवति चेत् सम्यगस्ति आं स्थापयामि